पर्वतस्य स् पर्वते चारणे कष्टम् अस्ति आरोहणम् आरोहणे श्वासम् अवरुद्धं भवति एवम् उपरि ए आक्सिजेन् इत्यादिकम् अधिकं न भवति तदेव कष्टम् इतोऽपि हिमाच्छादितपर्वतेषु चारणम् एतदर्थं कष्टं भवति शैत्यम् अधिकम् अनुभवामः तस्य चारणसमये यदि शिरश्शीतवस्त्रं धारयामः चेत् स्व तर्हि स्वेदाः अपि आगच्छन्ति तदेव केदारनाथ आरोहणसमये अहं तदपि दृष्टवान् एवं च जलस्य जलम् एव स् नेतव्यं भवति एवञ्च भोजनादिकं नेतव्यमपि भवति एव ए एतदेव कष्टं चारणे ब पर्वत आरोहणे अनुभवामः एवं स् तथापि पर्वते आरोहणं ब चारणम् अहं बहु मम बहु इष्टमस्ति इति इत्युक्त्वा विरवामि